हरिः ओम् मम कृते मम गृहे कश्चन कार्यक्रमः वर्तते तत्र भोजनव्यवस्थापि अस्ति तत्र स्थालिकाः चषकानि अपेक्ष्यन्ते कीदृशानि पात्राणि सन्ति कागदं स्थालिकाः सन्ति वा नो चेत् ताम्रस्थालिकानि सन्ति वा तादृशमेव मम कृते अपेक्षन्ते शतजनाः भोजनार्थम् आगच्छन्ति तस्मात् प्रेषयन्ति वा नो चेत् अस्माभिः एव आगन्तव्यं वा तत्र मौल्यं कियद्भवति मम कृते तु स्टिल् पात्राणि एव अपेक्ष्यन्ते अस्तु अद्यैव कुर्वन्ति वा कोरियर् विलासं वक्तव्यं वा

यदि सम्यक् नास्ति पुनः प्रेषितुं शक्यते वा अस्तु भगिनी धन्यवादः